अस्माकं समुदाये सांस्कृतिकाः उत्सवाः बहवः सन्ति यथा नवरात्रिः दीपावलिः युगादि सङ्क्रान्ति युगादि इत्यादयः उत्सवाः भवन्ति तत्र विधयः एवं भवन्ति नाम यदा अस्माकं नवरात्रिकालः आरभ्यते चैत्रनवरात्रिः अनन्तरं शरण्णवरात्रिः शरत् नवरात्रिकाले बहुशैत्यं भवति चैत्रनवरात्रिकाले घर्मः किञ्चित् किञ्चित् भवति अपि च चैत्रे नवरात्रिकाले वयं देव्याः आराधनां नवदिनानि यावत् कुर्मः तत्र जनाः भोजनमपि न कुर्वन्ति केवलं जलं पानं कृत्वा देव्याः आराधनां कुर्वन्ति अपि च अस्माकं सङ्क्रान्तिकाले सूर्याराधनाम् इत्यादिकं सूर्यनमस्कारम् इत्यादिकं कुर्वन्ति यदा सूर्यः मकरराशौ प्रवेशं कुर्वन्ति करोति तदा सङ्क्रान्ति आरभ्यते अपि च अस्माकं प्रदेशे वस्त्राणि अपि भिद्यन्ते वयं यदा अस्माकम् उत्सवः आरभ्यते तदा वयं नूतनानि ननु नूतनानि वस्त्राणि धरामः नूतनानि नूतनानि सर्वाणि वस्त्राणि स्वीकुर्मः एवं भवति अस्माकं परम्परा अपि तथैव भवति इदानीम् इदानीं नन्दगाव् प्रदेशे जनाः धौतवस्त्रं धरन्ति महिलाः शाटिकां धरति धरन्ति तद्वदेव इदानीम् अस्माकम् अन्यप्रदेशेऽपि तत् सर्वं भिद्यते यथा इदानीं राजस्थानप्रदेशे महिलाः तेषाम् आभूषणानि वस्त्राणि पृथक् भवन्ति उत्तरप्रदेशे तेषां वस्त्राणि आभूषणानि सर्वेषां सर्वासां पृथक् भवन्ति तद्वदेव अस्माकमपि भवति अतः अस्माकम् उत्सवाः सांस्कृतिकाः उत्सवाः बहु आनन्देन हर्षोल्लासेन वयम् आचरामः विधयः अपि पृथक् पृथक् भवन्ति नवरात्रिकाले गुजरात्प्रदेशे गुजरात् जनाः देव्याः आराधनां गर्भां कृत्वा नृत्यं कृत्वा देव्याः आराधनां कुर्वन्ति नवरात्रिः नवरात्रिकाले ते आधिक्येन नृत्यं कुर्वन्ति नृत्यं कृत्वा देव्याः आराधनां कुर्वन्ति अतः अस्माकम् अन्यप्रदेशे अपि एते सर्वे उत्सवाः भिद्यन्ते एवम् उक्त्वा अहम्